मम प्रथम उत्पादः जङ्गमदूरवाणी आसीत् तस्य नाम आसीत् एम् ऐ नोट् फ़ैव् प्रो तस्मिन् दूरवाण्यां सम्यक्तया दीर्घकालात् दिनत्रयपर्यन्तं बेट्री बेक् अप् विद्यते तस्मिन् दूरवाण्यां सम्यक्तया चलच्चित्रं परिवर्तनं विडियो एडिट् इति भवति स्म तस्य आकारः डिज़ैन् बहुसम्यक् आसीत् तस्मिन् दूरवाण्यां साफ़्ट्वेर् केप्बिलिटि बहु उत्तमः आसीत् तथा च तस्य स्मृतिकोषः चतुःषष्टिः जी बी इति आसीत् तस्य सम्यक् प्रयोगः आसीत् जङ्गमदूरवाण्याः कस्यापि विषयानां ज्ञानं प्राप्तुं शक्यते आपत्काले सन्देशः वार्ताः अपि कृत्वा समस्यानां समाधानं कर्तुं समर्थाः विश्वस्य कस्यापि सूचनायाः आदानप्रदानं कृत्वा ज्ञानवर्धनं करोमि अतः बहु उत्तमः व्यवस्थाः अस्ति धन्यवादः